आं निश्चयेन न केवलं बालेभ्यः ज्येष्ठेभ्यः अपि इतिहासं पठनीयम् बोधनीयं च शालासु अपि इतिहास पाठनं मुख्यविषयः भवेत् इतिहासपठनेन अस्माकं संस्कृतिः ज्ञानपरम्परा जीवनविदानं लोपदोषाः महापुरुषाणां चरित्रचित्रणम् एतान् श्रुत्वा बालेषु अपि देशभक्तिः उत्तमसंस्कारान् च आनेतुं शक्नुमः अतः अहं तु पाठनसमये अपि सर्वदा कथाः श्रावयामि एव